महोदय श्वः षड्वादने एव आगच्छति किल यदि विलम्बं करोति चेत् रैल्यानं गच्छति अतः विलम्बं मा करोतु समये एव आगच्छतु मम अड्रेस् सम्यक् जानाति किल मन्दिरस्य समीपे एव अस्ति अहं श्वः पुनः दूरवाणी कृत्वा न स्मारयामि भवान् एव आगच्छतु साक्षात् षड्वादने एव आगच्छतु